अहं इदानीं हैडराबाद् द नगरे अस्मि तत् मम नेटिव् प्लेस् अस्ति मम मित्रं केरलनगरे अस्ति सः हैदरबाड् नगरे आगन्तुम् इच्छति तर्हि सः मम कृते दूरवाणि कृत्वा सूचनं दत्तं यत् सः तस्य कृते केब् सर्विस् अपेक्षितं अतः अहं ओला अथवा ऊबरस्य कृते काल् कृत्वा अहं वदामि यत् मम मित्रं केरलतः हैदरबाद् नगरपर्यन्तम् आगन्तुम् इच्छति केब् केब् द्वारा कृपया बुक् करोतु तस्य दूरवाणिसंख्या एतत् एतत् अस्ति भवान् तां कस्य मूल मूल्यायां आनयतुं शक्यते कृपया वदतु